भारतस्य विशिष्टसांस्कृतिकपरम्परा सनातनसंस्कृतिपरम्परा अपि तस्याः मान्यता अस्ति यत् सा वसुधैव कुटुम्बकम् इत्यस्य अवधारणाम् आदाय सर्वान् परिवारभ्रातृत्वभावेन पश्यति विश्वस्य हिताय एतस्याः अवधारणाः सः सर्वदा अग्रे गच्छति एव संस्कृतौ वृक्षः पशुषु पक्षिषु सर्वे प्राणिनः इति जीवतत्वानि मन्यते अतः कस्यचित् हानिं न कृत्वा सर्वान् स्वीकान् स्वकीयान् इति मत्वा अग्रे गच्छति अतः जगतः भिन्नाः संस्कृतिः सन्ति भारतीयसनातनसंस्कृतिः विशेषः विशिष्टं भवति